नमस्कारः गृहस्वामिनि अहम् अहम् अधः पाचकः दूरवाणीं कुर्वन्नस्मि किं किमस्ति अद्य किं करोमि भवत्याः पाकार्थम् अद्य रात्रौ अद्य अद्य अद्य रात्रौ किं पाकं करोमि भवत्याः कृते

आम् अस्तु अस्तु

आम् अस्तु शीतलपानार्थं किमपि करोमि वा शीतलपानार्थं किमपि करोमि वा आम् अस्तु पानकं करोमि वा

अस् अस्तु स्वामिनि अहं तद् एतद् भवत्याः कृते यदस्ति तद् प्रकोष्ठं प्रति साक्षात् प्रेषयामि वा भवती शय्याने भवतु अहमेव आगत्य परिं परिवेषणं करोमि अतः आमस्तु आम् अस्तु अस्तु स्वामिनि अस्तु स्वामिनि आम् इतोपि तत्र पयोहिमम् अस्तु मि मिष्टान्नं किमपि करोमि वा तेषां कृते किं शर्करामि मिश्रित पोङ्गल् तत् करोमि वा अस्तु तस्य उपरि किञ्चित् घृतम् आम् अस्तु सम्यक् करिष्यामि आम् अस्तु करिष्यामि आम् अस्तु आम् अस्तु आम् अस्तु आम् अस्तु अहं पार्श्वे भविष्यामि भवत्याः कृते तु अहं साक्षात् प्रकोष्टं प्रति आगमिष्यामि आनयामि एवम् एवम् अस्तु अस्तु स्वामिनि धन्यवादः